मम गृहे पञ्चविंशतिगावः वर्तन्ते तत्र दशगावः क्षीरं यच्छन्ति पञ्चदश लीटर् परिमितं क्षीरं ताः गावः यच्छन्ति तत् क्षीरम् अस्माभिः गृहे भोजनार्थम् उपयुज्यते तस्य क्षीरं किं किं गोहक्षीरं यत् वर्तते तत् उष्णं कृत्वा दधिः क्रियते तेन तक्रं च निर्मीयते तत् अस्माकम् आरोग्यरक्षणार्थं समीचीनः आहारः वर्तते अपि च अस्माभिः गवां कृते हरिततृणं दीयते यावत् परिमितं तावत् अस्माभिः सम्यगेव गावः पाल्यन्ते अपि च तत्र वत्साः दशवत्साः वर्तन्ते गवामेव तेषां गोशाला एका निर्मिता वर्तते तेषां कृते तत्र अस्माभिः प्रतिदिनं गत्वा स्वच्छता क्रियते स्वच्छतार्थम् अन्यै अन्येषां सहायम् अस्माभिः न आध्रियते किमर्थं नाम अस्माभिरेव स्वयं गोशालायाः स्वच्छता क्रियते गोसेवा च अस्माभिरेव क्रियते अपि च तत्र मया द्वौ शुनकौ पालितौ वर्तेते एकस्य नाम रामः एकस्य नाम श्यामः इति तौ द्वौ शुनकौ मां बहु प्रीत्या पश्यन्ति अपि च अहमपि बहु प्रीणामि तौ शुणकौ द्वौ मम कृते प्राणिनः इत्युक्ते बहु इष्यन्ते तत्र मम गोशालायां गावः वर्तन्ते कावेरी कामधेनु लक्ष्मी नन्दिनी इति एताः चतस्रः गावः मया बहु इष्यन्ते यदा अहं तासां निकटे गच्छामि ताः मां सुपुत्रः एव नेत्रद्वारा पश्यन्ति तदा मम कृते महान् आनन्दः भवति एवं गोशालायाः स्वच्छता क्रियते अपि च मया एव